संस्कृतसाहित्ये इत्येव न प्रायः प्रपञ्चे विद्यमानासु बह्वीषु भाषासु गद्यकाव्यस्य महत्तमं स्थानम् अस्ति संस्कृते एका उक्तिरस्ति गद्यङ्कवीनां निकषं वदन्ति इति पद्यरचनायाः किञ्चित् सौकर्यम् अस्ति तन्नाम तत्र छन्दः भवति अपि च पदानां योजने तत्र सौकर्यं भवति लयः अपि भवति कदाचित् गणाः भवन्ति अक्षरगणाः एवं तत्र सौकर्यमस्ति नाम तत्र नियमाः अपि नैके सन्ति तथापि सौकर्यमपि महदस्ति गद्यकाव्ये तावत् छन्दः इति न भवति यद्यपि तत्र उच्यते विच्छन्दं किमपि नास्ति सर्वमपि छन्दोमयम् एव अस्ति इति अथापि गद्यं पश्यामश्चेत् प्रायः तत्र छन्दः न नास्ति इति भासते आम् संस्कृतगद्यसाहित्यं विशिष्य पूर्वम् अस्माभिः कादम्बरीविषये भाषणङ्कृतम् तद्विहाय अपि गद्यपद्ययोः मिश्रणङ्कृत्वा अपि किञ्चित् काव्यं रचितं यस्य नाम चम्पू इति भवति गद्यपद्यात्मकं काव्यं चम्पूरित्यभिधीयते इत्यपि तस्य इत्यपि तस्य लक्षणं श्रूयते गद्यसाहित्यं प्रायः जनानां मनस्सु महत् प्रभावम् अजनयत इति मे मतिः इत्युक्ते पद्यानां पठने कस्यचन प्रवृत्तिः अपेक्षते कस्यचन जनस्य प्रवृत्तिरस्ति चेदेव पद्येषु गतिर्भवति गद्यस्य तथा न गद्यस्य चेत् इच्छा पठने इच्छा अस्ति चेदेव अलं भवति एवञ्च संस्कृतगद्यसाहित्यस्य लोकप्रियतायाः विषये किं वा वदानि कादम्बरीविषये तु वादं वादन् अहं श्रान्तोऽस्मि इत्येव भाति एवं संस्कृतगद्यसाहित्यस्य अधुनापि महत् स्थानं भारतीयसाहित्ये परिदृश्यते इत्येव वक्तुं शक्नोमि